चलनचित्रदर्शनविषये मम आसक्तिः अतीव आसीत् बाल्यावस्थायाम् तस्मिन् सन्दर्भे अहं प्रतिदिनं चलनचित्रं द्रष्टुम् अपे अपेक्षां करोमि स्म किन्तु तदा तु चलनचित्राणि ब्लेक् एण्ड् वैट् भवन्ति स्म तथापि कथाः समीचीनाः आसन् चलनचित्रेषु सङ्गीतसंयोजनं गानमध्ये समीचीनतया साहित्यानां संयोजनं भवति स्म अतः प्राचीनानि चलनचित्राणि अतीव हृद्यानि भवन्ति स्म अतः तदर्थम् अहम् आकृष्टः अधिकतया चलनचित्रं द्रष्टुं ग गच्छामि स्म तदानीं प्राचीनकाले नटाः नट्यश्च समीचीनतया अत्युत्कृष्टतया अभिनयं कुर्वन्ति स्म किन्तु पुनः परिवर्तितसमये तत्र कलर् चलञ्चित्राणि आगतानि पुनः तन्त्रज्ञानं चलनचित्रेषु नूतनतया आयोजितमस्ति अतः प्राचीनकालापेक्षया नवीनयुगे चलनचित्राणां निर्मितिः अधिकतया अभवत् अत्र आधुनिककाले चलनचित्राणां निर्माणार्थम् अधिकं धनं व्ययोऽपि भवति किमर्थम् इति चेत् तत्र तन्त्रांशः अधिकतया अपेक्षितः एवमेव चलनचित्राणां निर्माणकौशल्यमपि समीचीनं जातम् किमर्थम् एवं क्रियते चेत् जनानाम् आकर्षणं कर्तुं जनाः उत्साहेन अधिकतया चलनचित्रं द्रष्टुम् आगच्छन्ति चेत् ते एतेषां निर्मातॄणां धनसङ्ग्रहः अधिकतया भवति अतः वाणिज्यदृष्ट्या चलनचित्रनिर्माणम् आधुनिककाले भवति प्राचीनकाले तु केवलं वाणिज्यदृष्ट्या न जनानां मनसि आनन्दोत्पादनार्थं पुनः कुकर्मात् सत्कर्मणि प्रवृत्यर्थं चलनचित्राणां निर्माणं भवति स्म आधुनिककाले तु केवलं धनोद्देशेनैव एवं चलनचित्राणां चित्राणां निर्माणं क्रियते अतः अधिकतया धनं व्ययः भवति पुनः धनस्य सङ्ग्रहोपि अधिकतया भवति एवं भवति किन्तु आधुनिकं चलनचित्रेष्वपि गानम् अतीवमधुरं भवति तत्र गायकः गायिकाः च समीचीनाः भ भवन्ति समीचीनतया गानं कुर्वन्ति तत्र वाद्यानां संयोजनम् अतीव समीचीनतया क्रियते एवं सर्वेषां मेलनेन चलनचित्रं समीचीनं भवति तदर्थं पुनः जनानां मनोह्लादकंच चलनचित्रं भवति एवम् आधुनिककाले परिवर्तते आधुनिककालेपि बहवः नटाः नट्यश्च सन्ति किन्तु प्राचीनकाले यथा अभिनयं कुर्वन्ति भावाभिः व्यक्तिपूर्वकम् अभिनयं कुर्वन्ति तथा इदानीन्तनकाले नास्ति प्राचीनकाले तु अभिनयः अतीव समीचीनतया भवति स्म इदानीं तु तथा नास्ति किमर्थमिति चेत् तेषां नटानाम् कृते प्रशिक्षणं न दीयते स्वयमेव ते नटाः भविष्यन्ति अन्यं दृष्ट्वा वयमपि एवमेव कुर्मः इति अनुकरणम् अनुसरणम् अनुकरणं कुर्वन्ति तेषां किं प्रशिक्षणं न भवति यदि नटः भव् भविष्यति चेदपि तस्य प्रशिक्षणम् आवश्यकं कथं वाग्व्यापारः करणीयः कथम् अभिनयं हस्तादिकम् अभिनयः करणीयः इत्यस्मिन् विषये तत्र ट्रैनिङ्ग् आवश्यकम् अतः तद् कृत्वा स्वीकृत्य यदि अभिनयं कुर्वन्ति चेत् समीचीनं प्राचीनाः तथैव कुर्वन्ति स्म आधुनिकानां तु तथा नास्ति तथापि कालः परिवर्तते खलु तदर्थम् एवमेव यथा परिवर्तते तथा वयं दृष्ट्वा गच्छामः चलनचित्रादिकं दृष्ट्वा सन्तोषम् अनुभवामश्च धन्यवादः